नमस्कारः नमस्कारः नमस्ते आं तत्र ए एस् ब्लाक्तः अहं वदामि भवान् तत्र आगतवान् खलु तत्र गतसप्ताहे स्मरति वा स्मरति वा तत्र नलिकायां तत्र बिन्दुः एकैका सर्वदा आगच्छति इति एकः प्र क्लेशः तद् तदर्थम् आगतवान् आं तद् समीकृतवान् एव परन्तु भवान् तत्र गतवान् तद् अनन्तरम् एकहोरात्मकमनन्तरं पुनः समान क्लेशः एव आरब्धः कथम् एतत् हा

तथा एकसप्ताहानन्तरमेव आगतं महोदय एकवर्षं ग्यारेण्टि तद् दत्तवान् खलु

हा हा

भ्रमरी भ्रमरी कृता कृता हो एवं हा अस्तु अस्तु अस्तु महोदय तत् सर्वं भवतु तत् सर्वं भवतु इदानीं कृपया आगच्छतु अद्य एव आगच्छतु एक एमर्जेन्सि इति चिन्तयतु अत्र बिन्दुः तत्र व्यर्थः भवति खलु तद् सम्यक् नास्ति हा इदानीम् इदानीं कृपया सम्यक् कृत्वा गच्छतु महोदय आम् आगच्छतु अनन्तरं तत्र अन्यनलिकायां किञ्चित् तत्र उपरि खलु वयं किञ्चित् टैट् अभवत् तद् सम्यक् नास्ति लव सुलभरीत्या वयं तत्र उद्घाटनं न कर्तुं शक्यते अतः तदपि किञ्चित् पश्यतु तदपि करणीयम् कृपया अद्य एव आगच्छतु महोदय आम् आं तद् अद्य एव आगच्छतु अत्र विलम्बं न करोतु न भवतु आम् आम् इदानीम् अन्यत् अस्ति महोदय अनन्तरं तत्र एक पाकशालायां सा नलिका अस्ति नलिका अस्ति तत्र शीतलजलम् उष्णजलं द्वयमपि आगच्छति इति उक्तवन्तः भवानपि तत्र एव आसीत् तस्मिन् समये तत्र परन्तु तद् शीतल उष्णजलं द्वयमपि न आगच्छति शीतलजलमेव आगच्छन्ति आगच्छति तत्र किमर्थं मूषिका भवान् इदानीं न दृष्टवानेव अपि कथम् एतादृशं वदति तदेव भवितुमर्हति वा कृपया आगत्य पश्यतु महोदय तद् समीकर्तुं शक्यते एव हा हा आम् न मूषिकाः तत्र एव नास्ति महोदय अस्मद् गृहे तु मूषिकाः एवं वा अहमपि न जानामि भवान् जानाति वा मूषिकाः मम तु बहु भीतिः अस्ति महोदय मूषिकाः मूषिकाभ्यः मम तु बहु भीतिः अस्ति मूषिकाभिः दृष्टवान् वा एवम् अस्तु अस्तु कृपया आगच्छतु महोदय् तद् किञ्च् कृपया सम्यक् कृत्वा गच्छतु आमामाम् आगच्छतु अस्तु धन्यवादः धन्यवादः